अहं पुस्तकप्रिया अस्मि तन्मध्ये मम इष्टतमा पुस्तकशृङ्खला तारासुब्बरावमहोदयस्य चित्रदुर्गस्य कथानकाः पुस्तकशृङ्खले षड् पुस्तकानि सन्ति पुस्तकानि चित्रदुर्गस्य कथानकं सविवरणं वदति यदा वयं पुस्तकं पठामः तदा वर्णनं सर्वं पठित्वा एव अस्माकं मनसि कल्पना लोकस्य निर्माणं भवति चित्रदुर्गस्य नायकः मदकरी नायकः इति तस्य राज्यभारः राजनीतिनिपुणता सेनायाः विवरः तस्य राज्यभवनस्य औनत्यं राज्ञः सौन्दर्यम् इति वयं तु नायकस्य कथानके स्वयं प्रविशामः सुब्बराव् महोदयः विवरणं वर्णनम् एवं करोति वयमपि तत्र नायकस्य आस्थाने स्थित्वा सेनापतेः कुटिलतां मन्त्रीवर्यस्य न्यायपरतां सर्वं स्वयम् अनुभोक्तुं शक्नुमः अतः एतत् कथाशृङ्खला मम बहु इष्टतमा अहं तु दशवारं पठितवती कथाशृङ्खलां भवन्तः अपि अवश्यं पठन्तु